दिनत्रयात् पूर्वम् अत्र एकः एव एकः आपणे मया एकः मम पुत्रार्थम् एकः जीन्स् पाण्ट् क्रीणितं तत् क्री तत् क्रीणेन जीन्स् पाण्ट् क्रीणितानन्तरं गृहान् गृहे स्थित्वा मया दृष्टं तद् ग्री जीन्स् पाण्ट् मध्ये बहूनि दोषाणि सन्ति अनेकस्थले प्रायः पञ्च स्थले वा षड् स्थले वा स्यूतं भिन्नम् अभवत् अन्ये केचित् स्थलेषु च मृद् अवभस् मूत् अभवत् कलुषितं च अभवत् महान् दुःखं जातं किमर्थम् इति चेत् कीदृशम् एतत् नूतन जीन्स् पाण्ट् मध्ये ईदृशः दोषः भवितुं शक्यते इति मम मनसि प्रश्नः अभवत् तत्रैव स्थित्वा अहम् आपणं दूरवाण्यां स् तेषां सम्भाषणं कृत्वा सर्वे विषयं अहं मया अवदत् तेषामपि मनसि दुःखम् अभवत् एतद् बहूनि दुःखकरः विषयः एतत् प्रोडक्ट् विषये